हरिः ओं हरिः ओं नमः नमस्ते जि हा हा मम नाम रेवती मम अहम् अडे अडेयार् प्रदेशे वसामि एकनूतनगृहस्य अहम् अन्वेषणं कुर्वती अस्मि भवतः भवतः विषये अहम् इदानीम् इदानीमेव ज्ञातवती तद् विषये प् प्रष्टुम् एव कृतवती जि

हा अस्तु जि हा हा अहम् अहम् अडेयार् प्रदेशे वसामि किल अतः अडेयार् वा कुरुवान्यूर् वा तत् समीप समीपस्थः यानि गृहाणि सन्ति तदेव अस्माकमिच्छा अस्ति

हा अस्तु जि सन्तोषः अस्तु जि कति स्केर् फ़ीट् मध्ये अस्ति कति अट्टानि सन्ति भवत्याः भवतः

हा अस्तु हा अस्तु हा अस्तु ओ अस्तु आम् हा अस्तु अस्तु

हा अस्तु जि

हा ओ बहु उत्तमं ओ उत्तमम् उत्तमं वय् वयमपि तत्रैव गृहाणि क्रेतुमिच्छामः तद् त्री बेड्रूम् त्री बि हेच् के अस्ति वा ओ ओ ओ वयं वयं तु वयं तु

ओ वयं त्रिप्रकोष्ठात्मक गृहमेव इच्छामः त्रिप्रकोष्ठात्मकं चेत् स्केर् फ़ीट् कति स्केर् फ़ीट् भवति

ओ उत्तमं हा हा अस्तु स अवगच्छामि हा अस्तु अस्तु अवगच्छामि हा अस्तु अस्तु जि तद् का तद् कामन्लि पर् कार् पार्किङ्ग् सर्वं तत्सर्वं सम्यक् अस्ति किल हा अस्तु हा हा हा अस्तु अस्तु बालकानां प्ले एरिया वा अतः स्विम्मिङ्ग्पूल् वा किमपि अत्र भवति वा हा अस्तु अस्तु

हा अस्तु जि बहु बहु सन्तोषः अ अहं ओ अस्तु अस्तु हा अस्तु हा हा अस्तु जि बहु सन्तोषः अहमेकवारं दूरवाणीं कृत्वा आगच्छामि

अस्तु अस्तु हा हा आम् आम् आम् जानामि जानामि हा अस्तु अस्तु

हा अस्तु जि एकवारं दूरवाणीं कृत्वा आगच्छामः बहु सन्तोषः नमस्ते जि नमस्ते